मम मम समुदाये तावत् अनेकानि पर्वाणि आचर्यन्ते यथा गुरुपूर्णिमा रक्षाबन्धनं कृष्णजन्माष्टमी गणेशचतुर्थी नवरात्रं युगादि मकरसङ्क्रान्ति इत्यादि अनेके उत्सवाः आचर्यन्ते तत्र च ये ये पद्धतयः सन्ति गणेशचतुर्थिपर्वणि उत नवरात्रौ सर्वत्रापि ये ज्येष्ठाः पद्धतिं स्थापितवन्तः तद्रीत्या एव आचरणं क्रियते वस्त्राधिकमपि हिन्दूपद्धतौ यानि वस्त्राणि सन्ति शाटिका युतकम् इत्यादि यानि वस्त्राणि सन्ति तानि एव ध्रियन्ते एवं च प्रदेशात् प्रदेशं प्रति पर्व तु अवश्यं भिद्यते एव आचरणमपि भिद्यते एव यथा गणेशपर्व अस्माकं प्रदेशे तु एकं दिनम् आचर्यते अन्यत्र तु पञ्चदिनात्मकम् इत्यादि आचरणं कुर्वन्ति एवम् अनेकानि पर्वाणि प्रदेशात् प्रदेशं भिद्यते एव